मम प्रदेशे पर्यटनस्थानानि द्रष्टुं प्रायः अक्टोबर्तः फे़ब्रुवारि अथवा मार्च् पर्यन्तं समयः उत्तमः तत्रापि प्रायः जनाः जनाः डिसेम्बर् मासस्य अन्तिमसप्ताहद्वयं जानेवारि मासस्य आद्यसप्ताहद्वयं परिहरन्ति यतोहि अत्र अस्मिन् समये शैत्याधिक्यमस्ति अनन्तरं मार्च् मासतः जून् मासपर्यन्तं आतपः अधिकः अस्ति आप आतपाधिक्यमस्ति तेन जनाः त्रस्ताः भवन्ति अतः नागपुरे अस्मिन् समये आगन्तुं कोपि उत्सुकः न भवति भाद्रपदमासे महालक्ष्मीदेवतायाः उत्सवः अस्ति तदा प्रमुखगृहं सर्वे जनाः आप्ताः तत्र प्रतिवर्षं निश्चयेन आगच्छन्ति उत्सवम् आमन्यते तैः आनन्देन अतः महालक्ष्मीः इति गणपतिः समे गणेशोत्सवसमेतं महान् उत्सवः अत्र गण्यते